मम प्रदेशे आचरणे विद्यमानः सांस्कृतिकोत्सवः तावत् रक्षाबन्धनं गणेशचतुर्थी नागरपञ्चमी इत्यदि तु इत्यादिकं उत्सवाः आचर्यन्ते तत्र गणेशचतुर्थ्यां मूर्तिम् आनीय आपणाद्वा उत गृहाद्वा मूर्तिमानीय गृहे संस्थाप्य नैवेद्यादिकं कृत्वा पर्वाचरणं क्रियते रक्षाबन्धनदिने अनुज अग्रजयोः सम्बन्धवर्धनार्थं रक्षाबन्धनं क्रियते एवं मकरसङ्क्रमणे गुढ तिलगुढादिकं दत्वा मकरसङ्क्रण सङ्क्रण सङ्क्रमणमपि आचर्यते तत्र अहं रक्षाबन्धने अग्रजयो अग्रजस्य कृते रक्षाबन् रक्षं बध्न बद्धयामि बन्धयामि